उत्तमं छायाचित्रं गृहीतुम् अहं तु निसर्गः यत्र अस्ति तत्र एव गच्छामि मम इच्छा विषयः तु निसर्गः एव यत्र पुष्पाणि तथा च भिन्नाः भिन्नाः भिन्नाः वृक्षाः सन्ति तत्रैव अहं गत्वा तस्य योग्यः अंशः दृष्ट्वा एव अहं छायाचित्रं स्वीकरोमि स्वीकरोमि स्वीकरोमि तथा यदि यदि मन्दिरस्य वा यत्र प्राचीनशिल्पाः सन्ति तत्र तत्रापि सम्यक् छायाचित्राणि आगच्छन्ति अतः तानि तानि तानि एव मम उत्तमानि स्थानानि सन्ति छायाचित्रं गृहीतुम्